सामान्यतया तु पुस्तकम् आपणतः एव क्रीणामि सर्वदा कदाचित् आपणे न उपलभ्यते चेत् ओन्लैन् माध्यमेन एव क्रिं क्रीणामि ओन्लैनमध्ये अपि न भवति चेत् नाम यतो हि अहं जानामि पुस्तकस्य नाम प्रकाशकस्य नाम कुत्र प्रकाशनं भवति सर्वं जानामि अतः तत्र साक्षात् यत्र प्रकाशं भवति पुस्तकस्य तत्र साक्षात् दूरवाणीः कृत्वा पत्रं विलिख्य वा मेल् इत्यादिकं कृत्वा वा पुस्तकस्य ओर्डर् कर्तुं शक्यते एवं प्रकारेण अपि करोमि कदाचित् एवञ्च मम गृहस्य पार्श्वे एव बुक्लेण्ड् इति नाम्ना एकः पुस्तकालयः अस्ति नाम एकः पुस्तकालयः अस्ति तत्त तत्र सर्वदा नाम पुस्तकम् उपलभ्यते न्यूनमूल्येन नाम पुस्तकानि उपलभ्यन्ते